महोदय नमस्कारः वदन्तु के भाषन्ते

हा हा हा हा हा हा हा हा हा सत्यं सत्यमिदानीं नाम तस्य वयः कति वर्तते इति वदन्ति चेत् तदनुगुण्य पठ्यः वर्तते हा दशवयस्कः तर्हि तस्य प्रातःकाले षड्वादने सार्धषड्वादने आरभ्यते आदौ एकहोरात्मककालः सः बालः यदि एकहोरां स्थातुं न प्रभवति चेत् अर्धहोरामपि आद्य आदिमदिवसेषु तथा अहं प्रेषयामि सामान्यतः आदौ तस्य पद्मासनमिति एकं पाठयामि पद्मासनं पाठनेन बालकानाम् उपवेशनशक्तिः पृष्ठभागः शरीरस्य पृष्ठभागः दृढः भवति चाञ्चल्यमपि वर्धनीयं हा वर्धनीयं चाञ्चल्यं सामान्यतः बालानां शिशूनां चञ्चलता भवति तद् वारणार्थं वज्रासनमिति एकम् आसनमस्ति तत्रैव सः उपविश्यति चेत् वर्जासन् तत् शिक्षणमहम् अभ्यासमहं कारयामि पुनः वज्रासने सः उपविशति चेत् चाञ्चल्यं न्यूनं भवति एवं श्वासप्रक्रिया प्राणायामः तत्सर्वं पाठयामि कतिपय आसनानि मिलित्वा एकम् आसनं वर्तते सूर्यनमस्कारः इति तस्य नाम सूर्यनमस्कारं पठति चेत् तत्रैव द्वादश स्थानानि सन्ति द्वादश आसनानि मिलित्वा एकम् आसनमित्युच्यते अत्र आदित्यस्य नमस्कारः द्वादशनामानि उक्त्वा द्वादशवारं तद् नमस्कारः क्रियते तत्र पादहस्तासनम् अञ्जल्यासनम् एवं सर्वविध आसनानि न उक्तं खलु मया दश आसनानि मिलित्वा भवति तद् छात्राणां कृते विशेषतः विद्यार्थिनां कृते फलदायकं भवति हा स्मृति अवधानादीविषये तस्य क्लेशः अस्ति चेत् तद् इदम् अत्यन्तम् उपयोगकरं भवति अवधानशक्तिः वर्धते सूर्यनमस्कारकरणेन अनम् आरोग्यमिच्छेत् भास्करादित्युच्यते आरोग्यमपि शरीरम् आरोग्यमपि वर्तते आदित्यस्य कीर्तनेन शरीरः एतदपि वर्धते अतः भवन्तः यथाशीघ्रं प्रेषयितुं शक्यते प्रेषयन्तु धन्यवादः